द्विसहस्रतमवर्षस्य जन्वरि मासस्य पञ्चदशदिनाङ्कः पञ्चाधिकद्विसहस्रतम वर्षस्य अगस्त् मासस्य पञ्चदशदिनाङ्कः पञ्च अष्टाधिकद्विसहस्रतमवर्षस्य फेब्रुवरि मासस्य विंशतिदिनाङ्कः दशाधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य त्रिंशत् दिनाङ्कः एवञ्च द् पञ्चदशाधिक द्विसहस्रतमवर्षस्य अगस्ट् मासस्य सप्तदशदिनाङ्कः एकादशाधिक द्विसहस्रतमवर्षस्य अगस्त् मासस्य सप्तदशदिनाङ्कः एवं च त्रयोविंशत्यधिकद्विसहस्रतम वर्ष वर्षस्य अगस्त् मासस्य सप्तदशदिनाङ्कः एतावदलम्